मम प्रदेशे महिलाशिक्षणं उद्योगं सामाजिकस्थानविषये समस्याम् अपि अनुभवन्ति सहकारम् अपि प्राप्नुवन्ति ग्रामीणमहिलाः महत्तरं शिक्षणं प्राप्तुं नैव शक्नुवन्ति अधिकाधिकाः महिलाः ग्रामं त्यक्त्वा अन्यत्र गत्वा पठितुं नैव शक्नुवन्ति

उत बन्धुभिः अध्ययनार्थं स्वग्रामं त्यक्त्वा अन्यत्र प्रेषणात् अनिच्छा वा तत्र का कारणीभूतं भविष्यति ये च किञ्चित् पालकाः शिक्षणस्य महत्त्वं जानन्ति ते च महता प्रयासेन बालिकानां शिक्षणे सहकुर्वन्ति नगरीया बालिकास्तु अशीतिः प्रतिशताः अवश्यम् अध्ययनं कुर्वन्ति षड्विंशतिः प्रतिशताः बालिकाः अध्ययनं प्राप्नुवन्ति परम् उन्नतशिक्षणप्रवेशं कदाचित् दुर्लभाः भविष्यति कदाचित् यदि ताः बालिकाः सम्यक् अध्ययनं कुर्वन्ति तर्हि तासाम् अध्ययने अवश्यं साहाय्यं कुर्वन्ति उद्योगे अपि एषा एव स्थितिः सामाजिकस्थानं तु नितरां वर्तते एव